मया युगादि रामनवमी इत्यादयः उत्सवाः आचरिताः प्रभाते उत्थाय शिरःस्नानं कृत्वा देवं नमस्कृत्य किञ्चित् कालं देवस्तोत्रपारायणे यापयित्वा तदनु मात्रा कृतं प्रसादं देवप्रसादरूपेण खादामि